वर्तमानकालस्य विचारं करोमि तदा जनेभ्यः बहवः अस्लिनृत्यं रोचते किन्तु अस्माकं कर्तव्यम् अस्ति इति अस्माकं पारम्परिकनृत्यानि नृत्यानि सन्ति तत् प्रदर्शनीयं एतत् वयम् अस्माकं कर्तव्यम् अस्ति मम प्रियनृत्यं कथक् लावणी भरतनाट्यम् इति सन्ति अस्ति अहं बहु सम्यक्रूपेण कथक् भरतनाट्यम् इतोपि लावणीनृत्यं करोमि वर्तमानकाले बहवः जनेभ्यः अस्लिन् नृत्यं रोचते एतत् एतस्य कारणं बालिवुड् अस्ति अस्लिन् नृत्यं प्रचलति सर्वत्र तस्य कारणं बोलिवुड् अस्ति अस्माकं देशे बहवः अभिनेता अभिनेत्री छोटे छोटे वस्त्राणि धारितुम् अत्र तत्र प्रदर्शयति एतत् कारणेन